छात्राणां कृते उपहाररूपेण अहम् एका कथा लिखितवती आसीत् स्वामि विवेकानन्दस्य तावद्भयाद्धि भेतव्यं यावद्भयमनागतम् आगतं तु भयं वीक्ष्य नरः कुर्यात् यथोचितम् एतत्तु सुभाषितं तेषां पाठ्यक्रमे आसीत् तस्य स्पष्टीकरणार्थम् एकां विवेकानन्दमहोदयस्य कथाम् अहं लिखितवती आसम् तत्र तु विवेकानन्दः कथं भयस्य कारणं कारणे पुरतः अगच्छत् भयकारणं कथं नष्टः अभवत् तत्तु विस्तरेण तस्य उदाहरणेन उक्तम् आसीत् अतः यदा तत् श्लोकस्य स्पष्टीकरणम् उत्तमरीत्या अभवत् तदा छात्रः साक्षात् तत् श्लोकम् तच्छ्लोकं छात्रेभ्यः बहु अरोचत् अतः विविधः श्लोकानां स्पष्टीकरणार्थं विविधाः कथाः तस्य रचनाम् अहं कृत्वा छात्राणां कृते तत् तस्य स्पष्टीकरणं यदि करोमि तदा तेषां कृते तद्विषयं तत् सुभाषितं तत् श्लोकः अतीवसरलः भवति